सामान्यतया मङ्गलूरुनगरे अहम् अतिथीन् समुद्रतीरं कुद्रोलीगोकर्णनाथक्षेत्रं तत्रीमञ्जूनाथेश्वरदेवस्थानं मङ्गलादेवीदेवस्थानं पिलिकुलनिसर्गधाम पब्बास् ऐस्क्रिम् पार्लर् नेतुम् इच्छामि समुद्रतीरम् अस्माकं देशस्य पश्चिमे तटम् अस्ति बहुसुन्दरम् अस्ति कद्रीगोकर्णनाथदेवस्थानं कद्रीमञ्जूनाथदेवस्थानं कुद्रोलीगोकर्णनाथदेवस्थानं मङ्गलादेवीदेवस्थानं मङ्गलूरुनगरस्य प्रसिद्धपवित्रधार्मिकक्षेत्राणि सन्ति पिलकुलनिसर्गधामे एकः मृगालयः अस्ति तथा सैन्स् पार्क् अस्ति प्लेनेटोरियमपि अस्ति पारम्परिकगुत्तुमने तस्य प्रारूपम् अपि तत्र अस्ति कुशलकर्मिणां प्रात्यक्षिक प्रात्यक्षिकं दर्शयितुम् एकः एकः ग्रामः अपि तत्र वर्तते सस्योद्यानम् अपि तत्र वर्तते पब्बास् ऐस्क्रिम् पार्लर् तत्र विशेष ऐस्क्रिम् खाद्यं तत् बहुप्रसिद्धं एतत् कारणात् अहम् अतिथीन् अत्र सर्वस्थानानि नेतुम् इच्छामि